नमस्ते नमस्ते मम नाम स्वाती मम विवाहः अस्ति आगतामि आ आगामि मासे मम विवाहः अस्ति अतः एकं फ़ोटोशूट् सहाय्यार्थमेव अहम् फ़ोटोशूट् अर्थम् अहम् काल् क्रियते हा युष्माकं ऐडियास् आवश्यकम् अस्ति फ़ोटोशूटार्थम् कुत्र कुत्र कुत्र कुत्र गच्छामः फ़ोटोशूट् क्रियार्थं क्रियार्थम् आ वयं बीच् सैड् फ़ोटोग्राफ़ि एव बीच् सैड् फ़ोटोग्राफ़ि एव आवश्यकं तु बीच् सागरस्य समीपे फ़ोटो आगामिमासे विंशतिदिने एव अस्माकं विवाहः कथं फ़ोटोशूट् आ आगामिमासे श्वः फ़ोटोशूट् आय वयं सज्जामः कति रूप्यकाणि आवश्यकमस्ति फ़ोटोशूट् तद् एकलक्षंरूप्यकं रूप्यकाणि प्री प्री वेड्डिङ्ग् शूट् विवाहदिवसस्य फ़ोटोशूट् सर्वे अपि अस्ति अस्माकम् अस्माकं हस्ते विवाहाय एकलक्षं रूप्यकाणि एव फ़ोटोशूट् क्रियार्थम् अस्ति

हा श्वः वयं मिलामः मिलामः धन्यवादः मध्याह्ने मिलामः धन्यवादः